कर्नाटकराज्ये प्रमुखानि धार्मिकस्थानानि पूजास्थानानि बहूनि सन्ति बहु प्रसिद्धानि अपि वर्तन्ते केषाञ्चन स्थलानां नामानि वदामि धर्मस्थलं यत्र मञ्जुनाथस्य देवालयः अस्ति कुक्के सुब्रह्मण्यः इत्यत्र सुब्रह्मण्यस्य देवालयः उडुपिमध्ये कृष्णस्य देवालयः मुरुडेश्वरः गोकर्णः हम्पि हळेबीडु इत्यादीनि धार्मिकस्थानानि वर्तन्ते